ओं नमस्कारः अहम् आं मम यत् सङ्गणकम् अस्ति एतस्य तस्य समस्या जा जाता एका ट्रबलशूटिङ्ग् इति भवति तदा तत्रैव यदा पोन् तदा तस्य

आमाम् एतत् न उप्लवा पिधानं न भवति तत्र नारभ्यते तदा हा एव आम् आम् हा एकः निमेषः हा तत्र अस्ति आमाम् आम्

हा एकः निमेषः हा अस्ति आमाम्

हा अस् अस् हा हा नाभवत् बहु करोतु एतत् हा नाभवति एतत् आम् एतत् अस् अस् यद् ओटोह् नाम पि ओ सि इति दृश्यते ना ना न न एवं दृश्यते केवल पि ओ सि इति दृश्यते तथा स्थाने एतत् विषये अहं न जानामि परन्तु मम भार्यायाः कृते अहम् एकदा पृच्छामि एतत् पे एकदा अपेक्षा कोपी सर्विस पालकस्य सर्वा भवतां कृते सर्व सर्विस् मेन मम अस्तु अस्तु धन्यवादः